अद्य भारते नद्यः लुप्यमानाः सन्ति वृक्षाः कर्त्यमानाः सन्ति प्रदूषणं वर्धमानमस्ति पुरा यत् मार्गमासीत् तद् मृद्विकया निर्मितः आसीत् परन्तु अधुना चार्कोल् इत्यस्य प्रयोगः भवति पूर्वं जनाः ग्रामेषु एव तिष्ठन्ति स्म एवं किमपि कार्यार्थमेव नगरेषु गच्छन्ति स्म किन्तु सम्प्रति सर्वे नगरे एव निवसितुमिच्छन्ति तेन राज्यस्य भौगोलिकक्षेत्रे अव्यवस्था जायते यत् एकत्र जनानां बाहुल्यम् अन्यत्र च जनानां न्यूनत्वं भवति अस्मादेव कारणात् संसाधनानामपि विद्युत्जलप्रभृतीनां इम्बेलेन्स् भवति